भारतदेशस्य अन्यान्यप्रदेशेषु संस्कृतभाषायाः सांस्कृतिकं भाषिकं च प्रभावः कीदृशः इति प्रश्नः अस्ति तत्र अहं तु संस्कृतभाषायाः भाषिकप्रभावः विद्यापीठेषु मध्ये नाम अन्यान्यप्रदेशेषु एव भवेयुः विद्यापीठाः तत्रापि विद्यापीठे संस्कृतविद्या यत्र संस्कृताध्ययनं भवति विद्यापीठे विद्यापीठमध्ये वा अथवा युनिवर्सिटि कालेज्मध्ये वा संस्कृताध्ययनं भवति तत्र किञ्चन संस्कृतभाषायाः भाषिकस्य प्रभावः वयं पश्यामः अहं तु पूर्णप्रज्ञविद्यापीठे अपठं तत्र तु संस्कृतभाषा यस्य प्रभावः भाषिकप्रभावः अत्यन्तं समीचीनमस्ति वातावरणमपि तेन सुन्दरं भवति मनः अपि तेन प्रफुल्लं भवति अतः संस्कृतभाषायाः यः सः सांस्कृतिकभाषिकप्रभावः अस्ति तेन सर्वेषामपि कृते अत्यन्तम् आनन्दं भवति